मम प्रान्ते चेन्नैनगरे वैद्यकीय व्यवस्था बहु सम्यक् वर्तते वैद्यकीयव्यवस्था अत्र सामान्यजनानां कृते बहु सरलरीत्या उपलभ्यते अत्र बहवः चिकित्सालयाः सन्ति तत्र प्रसिद्धाः वैद्याः अपि सन्ति अतः सामान्यजनाः तेषाम् आरोग्यं सम्यक् भवितुं सर्वदा प्रयत्नं कुर्वन्ति तेषां कृते एतत् बहु उपयोगाय भवति पूर्वम् अहं मुम्बईनगरे आसीत् चेन्नैनगरे किड्नी ट्रान्स्प्लान्ट् बहु सम्यक् भवति इति कारणेन अहम् अत्र आगता